काले काले कृषिक्षेत्रेषु परिवर्तनं जायते एव यतः आदौ तु बहु महान् श्रमं स्थापयित्वा कृषिं कुर्वन्ति स्म ते गच्छता कालेन तथा श्रमः मास्तु इति तदर्थमिति यन्त्राणां अन्वेषणं जातं यन्त्रैः कृषिः क्रियते एवं यत् प्राप्तं कृषि कृषिद्वारा तस्य एव सर्वत्रापि प्रसारः क्रियते स्म सर्वेभ्यः अपि यदस्माकं गृहे वर्धितम् तस्य वितरणं क्रियते परन्तु अधुना तु केचन तावत् धनार्थमिति कृषिं कुर्वन्ति अतः अधिकं धनं प्राप्तव्यम् इत्यपि रासायनिकं रासायनिकम् उपयुज्य कृषिं कुर्वन्ति अतः का कृषिविषये परिवर्तनं जातं एवं पारम्परिकः कृषिः तावत् कथं कृषिं कर्तव्यं कस्मिन् काले किं वर्धनीयं कथं वर्धनीयम् इति सर्वमपि चिन्तयित्वा तदनुगुणं भूगुणः कथं वर्तते वायुगुणः कथं वर्तते इति सर्वम् अपि ज्ञात्वा तदनुरोधमेव कृषिः क्रियते